अहम् अलङ्कारशास्त्रं पठितवान् अस्मि तन्मध्ये आनन्दवर्धनस्य योगदानं महत् वर्तते सः ध्वन्यालोकं विरचितवान् कुन्तकः अपरः ध्वनिकार्येषु अन्यतमः सः वक्रोक्तिजीवितम् अरचयत् पतञ्जलिः सर्वभाषाणां मूलं यत् भवति व्याकरणम् इति तद्विषये महाभाष्यम् अरचयत् व्याकरणं भाष्यं शब्दाः सूत्राणि इत्येतेषां सर्वेषां विषये पाणिनिः अष्टाध्यायी इति महत् ग्रन्थं विरचय्य संस्कृतसाहित्यजगते न विश्वसाहित्यजगते एव व्याकरणशास्त्रं विरचय्य साहाय्यं कृतवान् भट्टो भट्टोजिदीक्षितः सिद्धान्तकौमुदीं विरचितवान् नागेन्द्रभट्टः लघुमञ्जूषां परिभाषेन्दुशेखरं च व्यरचयत् विश्वनाथः साहित्यलोकविषये साहित्यदर्पणम् इति कृतिम् अरचयत् एवं संस्कृत साहित्ये अन्य अन्य शास्त्रकाराः स्वीय स्वीय दर्शितविषये दृष्टविषये शास्त्राणि व्यरचयन्